अहं फ्लिप्कार्ट् मध्ये एकं ब्लेज़र् क्रीतवान् तत्तु द्रष्टुमपि सम्यक् आसीत् क्रयणानन्तरं धृतवान् धृ धृत्वा बहिः गमनकाले अपि मम कृते कम्फर्टेबल् आसीत् तत्र तैः यत् मटेरियल् तैः उपयुक्तम् आसीत् तत् सर्मपि स्मूदासीत् पुनश्च तैः यत् औटर् लेयर् यद्वर्तते पुनश्च ईन्नर् लेयर् अपि द्वयमपि कम्फर्टेबल् आसीत् पुनश्च तेषां तत् स्टिचिंग् डबल् स्टिचिंग् आसीत् पुरतः यत् बडन् बटन् यत् तैः स्थापितम् आसीत् तत् अट्राक्टिव् आसीत् पुनश्च तत् बटन् अपि कलफुल् आसीत् अतः तत् सम्पूर्णं ब्लेझर् आकर्षकम् आसीत् तत् धर धारणेनैव मम कृते अतीव आकर्षकं पुनश्च मम कृते तत् धृतवान् अस्मि इति अनुभवः भवति स्म कदाचित् अतः अहं तत् ब्लेझर् इच्छामि अन्यान् अपि अहं सूचितवान् अस्मि तत् क्रयणाय पुनश्च तद् धरणानन्तरं धारणानन्तरं मम कृते यदनुभूतं तत् अनुभवः सः अनुभवः अन्यः आसीत् अनुभवः वक्तुमपि अहं न शक्नोमि समीचीनम् आसीत्